अस्माकं समाजे सांस्कृतिककार्यक्रमाः बहवः वर्तन्ते एव तत्र यक्षगानम् एवं च नाट्यविशेषः भरतनाट्यं कुचुपुडि तत्र पार्श्वे एव केरलेषु तत्रत्य विशेष नृत्यानि अपि भवन्ति एवम् ओडिया नर् प्रदेशस्य नर्तनमपि कर्नाटकदेशे कुर्वन्ति एव तत् अधीत्य ततः वा एवं च अत्र ये अत्र मार्गदर्शकाः लभन्ते तेषाम् सविधे अधीत्य तादृशं नर्तनमपि कुर्वन्ति तत्र तत्र सर्वत्र अपि अस्माकं संस्कृतेः संरक्षणार्थं पूर्वम् अस्मत् पूर्वजैः यदुक्तम् तदेव नाट्यमाध्यमेन नाम सांस्कृतिक कला माध्यमेन बोधयितुं प्रयतन्ते तेन ये प्रेक्षकाः भवन्ति नाम सहृदयविशेषः ते अपि संस्कृतेः विषये अक्षिसात् कृत्वैव अवगन्तुं शक्नुवन्ति सारल्येन सर्वम् अधीतुं शक्नुवन्ति तेन अस्माकं संस्कृतेः अपि संरक्षणं सरलतया कर्तुं शक्यते तत् सर्वं सहृदयाः अवगच्छन्ति संस्कृतिविशेषे तत्रत्य स तस्य प्रदेशस्य विशिष्ट कलायाः यक्षगानं भवतु तेन महाभारतं रामायणादि पूर्वकथायाः सारांशं तत्र कथमासीत् तत् अक्षिसात् कुर्वन्ति तेन संस्कृतेः संरक्षणे एतद् सहकरोति इति अहं भावयामि